नमस्कारः मम नाम सीता अधुना एव मम विद्युत् भील् अस्य भुक्तिः विलम्बः अभवत् इति ईमेल् प्राप्तं तदापि मया समये एव भुक्तिः कृता इति मम निश्चयः किं भवान् मम खोघाथेः झाञ्छं कृत्वा मम बुखतानस्य स्तिथिं पुष्टयितुं शक्नोति मम गाथासङ्ख्या एकं द्वे त्रीणि चत्वारि पञ्च अस्ति कृपया अस्य सुधारस्य कृते पृष्टं पुष्ठीकरणम् ईमेलं वा सन्दर्भसङ्ख्यां वा प्रदातुं धन्यवादः